संस्कृतभाषायाः अध्ययनं सर्वैः करणीयं विषेशेण भरतीयाः यदि यदा वयं वदामः संस्कृतं विना भारतं विज्ञातुं न श्क्यते इति मम भावना अतः संस्कृतभाषायाः अध्ययनं सर्वैः अनिवार्यरूपेण करणीयं कदाचित् जाति विशेषेषु एव संस्कृतस्य अध्ययनं कर करणीयम् इति भ्रमः सर्वत्र वर्तते केचन एवं भावयन्ति यदि वयं संस्कृतस्य अध्ययनं कुर्मः तत् पापाय भवति इत्यपि केचन भावयन्ति अतः इयं भावना निवारणीया संस्कृतं भारतस्य सम्पत् अतः तस्याः सम्पदः संरक्षणं संवर्धनं सर्वेष् सर्वेषां दायित्वम् इति अस्माकं मनस्सु भवेत् किञ्च प्राग् दार्शनिकैः उक्तं विनाकारणं प्रयोजनमनुद्दिश्यापि संस्कृतस्य अध्ययनं करणीयम् इति अस्माकं सर्वत्र अस्ति प्रयोजनमनुद्दिष्य मन्दः अपि न प्रवर्तते इति वर्तते किन्तु निष्कारणेन ब्राह्मणेन षडङ्गो वेदः अध्येतव्यः इति ज्येष्ठानां वचनं वर्तते अतः किमपि प्रयोजनं अस्ति अथवा प्रयोजनं नास्ति इति कारणेन संस्कृतस्य अध्ययनं करणीयं न करणीयं इति भावना मनस्सु न भवेत् भारतस्य सम्पदियं तस्याः संरक्षणं करणीयम् इति भावनया संस्कृतस्य अध्ययनं करणीयम्